मम राज्यं छत्तीसगडराज्यं भवति तत्र व्यवस्थापकैः आरोग्यसेवार्थं महती व्यवस्था प्रकल्पिता वर्तते ग्रामेषु सामुदायिकस्वास्थ्यकेन्द्राणि उद्घाटितानि सन्ति तत्र ग्रामीणानां निःशुल्करूपेण चिकित्सा भवति तत्र कश्चित् चिकित्सकः वर् भवति एवं च औषधादिकम् अपि निःशुल्करूपेण प्रददाति ततः अधिका समस्या अस्ति चेत् लघुनगरेषु चिकित्सालयाः स्थापिताः तत्रापि बहु अनुभ अनुभवयुक्ताः चिकित्सकाः वर्तन्ते तेऽपि निःशुल्करूपेण चिकित्सां कुर्वन्ति तता ततः अधिका समस्या भवति चेत् बृहन्नगरेषु एम्स् इत्यादयः बृहत् चिकित्सालयाः स्थापिताः सन्ति तत्र सर्वाः अपि व्यवस्थाः भवन्ति